मया तु नूतनतया अन्तर्जालमाध्यमेन पादकोशाः स्वीकृताः आसन् तस्य मौल्यम् अधिकमासीत् परं मया द्रष्टुं सम्यक् अस्ति इति स्वीकृतं यदा मह्यं तत् पेकेज् जातं पेक् आनीत् आगतं तदा तु तस्य पेकेज् एव सम्यक् नैव कृतम् आसीत् तथा च तत्तु बहुलघु आसीत् नाम मम पादस्य अपेक्षया बहुलघु आसीत् तथा च एकवारं यदि प्रक्षालयामि तस्य तु सम्पूर्णः वर्णः एव गतः एकदा एव प्रक्षालिते सति सम्पूर्णं पुरातनम् इव अभासत